नमो नमः अहं कविकुलगुरुकालिदासविश्वविद्यालये अध्ययनं करोमि विश्वविद्यालयस्य एकलव्यछात्रावासे च निवसति अत्र रामटेकनगरे विश्वविद्यालयात् एकं किलोमीटर् तत्र गड्मन्दिरम् अस्ति वयं सर्वे प्रतिरविवासरे राममन्दिरं गच्छामः स्वच्छताभियानाय आर् एस् एस् द्वारा वृक्षारोपणं च अभियानाय च करोमि अहं राम्टेक् इत्यत्र पञ्च वर्षाणि सम्पन्नवान् राम्टेक् इत्यत्र अस्मिन् प्राकृतिकवातावरणे निवसन् अहं बहु उत्तमम् अनुभवामि अत्र अनेकानि दर्शनीयानि स्थानानि सन्ति यथा जैनमन्दिरम् अस्ति रामगड्मन्दिरम् अस्ति खिण्ड्सीतालाब् बहु सम्यक् वर्तते वयं सर्वे मित्राणि तत्र गच्छामः यत्र वयं रामरक्षां ह पठामः तर्हि बहु सम्यक् वातावरणम् अस्ति तत्र अहमपि बहु प्रसन्नः जातः अत्र राम्टेकस्य वातावरणं दृष्ट्वा बहु सम्यक् अत्र विश्वविद्यालयस्यापि वातावरणमस्ति विश्वविद्यालये अपि बहवः तत्र अभियानानि सन्ति छात्रकल्याणं विभागमध्ये अपि बहु सम्यक् सम्यक् वातावरणमस्ति यथा दिष्णपरिषद् दिष्णपरिषद् यथा किमस्ति तत्र भाषणम् अपि वर्तते सर्वं सम्यक् जातं तत्र अत्र चित्रपतङ्गवनमपि भवति तत्रापि प्रतिशनिवासरे रविवासरे स्वच्छताभियानमहं करोमि सर्वे मिलित्वा अहं कुर्मः तर्हि सर्वं सम्यक् हरिः ओम्